हरि ओं हा हरि ओं वदतु नमस्ते हा नमस्ते आमत्र आं वदतु किमस्ति समस्या अस्ति वा किमपि

आमां तर्हि किमभवत् एकवारं सम्यक्तया वक्तुं शक्यते खलु हा किम् अभवत् तर्हि तदा सम्यक् आसीत् खलु

आम् कथमेवमभवत् तथा तु न भवति बहू हा

हा तथा तु न भवति एवं तथा तु प्रायः न भवति तथा तु प्रायः न भवति अत्र सम्यगेव भवति सर्वदा परन्तु न जानामि कथमभवत् अद्य परन्तु इतः परं कदापि न भविष्यति तद्विषये अहं ध्यानं ददामि सम्यक्तया तदा आमां हा हा ओ एवं वा अहं ओ तथा अस्ति चेत् अहम् एकवारं पृच्छामि किं वद् उक्तवन्तः ते तर्हि त तानहं सम्यक् बोधयामि किं कथं करणीयमस्ति एवं तु न कर्तव्यमस्ति कस्टमर् जनैः साकम् अस्माकम् अस्माकं कृतैव ते लक्ष्मी अस्ति खलु तदर्थं तेषां कृते तु सम्यगेव करणीयं तर्हि अस्तु वदामि एकवारमद्य सम्यक्तया एवं वा एवं तु कदापि न भवति एवं तु कदापि न भवति सर्वदा अस्माकमत्र तु सम्यक् उपलभ्यते तदर्थमेव बहवः आगच्छन्ति पानार्थं एवं तु प्रायः न भवति अहमेकवारं सूचयामि ये तत्र निर्माणं कर् कुर्वन्ति ते कथं किं कुर्वन्ति इदानीं तं गत्वा अहं सम्यक् न दृष्टवान् अद्य प्रायः तेषां हस्ते एव इदानीं चलति तु अहमेकवारम् अद्य सम्यक्तया एकं पश्यामि हा किमर्थं

एवं नास्ति सर् यदा यदा तत्र केन्टीन् उद्घाटनं भवति तदा तु सर्वदा एव ऐस्क्रीम् लभ्यते तस्य तु परिसमाप्तं न भवति यदा अधिकं भवति तदा एव पुनः आनयामि अत्र तदर्थं समाप्तं न भवति तर्हि भवतां भवतः साकं किमस्ति तर्हि भवतः साकमेव एवं चलति मन्ये तर्हि अहमेकवारं पृच्छामि एवं न करणीयमस्ति कस्टमर् जनैः साकं हा हा अस्तु अस्तु अस्तु धन्यवादाः अस्तु पुनः आगच्छतु